अस्माकं प्रदेशे अर्थात् न भाग्यनगरस्थ नाचारस्थप्रदेशे प्रकृतिसंरक्षणार्थम् उपक्रमाः सर्वकारपक्षतः केचन स्वीकृताः अर्थात् जून् मासे ते का काँश्चन वृक्षकान् लघुलघुवृक्षकान् गृहं गृहं प्रदा यच्छन्ति तान् वृक्षकान् प्रत्येकं प्रत्येकं जनः स्वगृहे लघुवृक्षकं स्थापयित्वा तस्य रक्षणं वर्धनार्थं जलसेय् जलसे जलसेचनं कुर्वन्ति परम् वाहनानां प्रदूषणकारणेन किमस्ति अस् लघुवृक्षकाणां वर्धनं यथापेक्षितं तथा अजायमानम् अस्ति अतः प्रदूषणस्य प्रभावः वृक्षाणां संरक्षणाद् अपेक्षया अस्माकं प्रदेशे नाचारस्थप्रदेशे प्रदूषणस्य आधिक्यमेव अधिकतया वर्धते वर्तते तादृशसन्दर्भे मम योगदानं वृक्षाणाम् अथवा पर्यावरणस्य संरक्षणे किम् इत्युक्ते वयं तु गृहस्य पुरतः काँश्चन वृक्षकान् स्थापयित्वा तेषां वर्धनं कुर्वन्तः स्मः एव पार्श्वस्थजनान् अपि वयं सूचयन्तः स्मः समये समये जलसंरक्षणं जलदानं कुर्यात् तत्र बहिः यदा मार्गम् उभयतः वृक्षाकाणाम् आरोपणं कुर्मः तदानीं पशूनाम् पशुभ्यः अपि रक्षणं देयं कर्तव्यं भवति वृक्षकानां तादृशसन्दर्भे वृक्षकान् परितः कञ्चन चक्रम् चक्ररूपेण तन्त्रीं योजयित्वा यथा पशवः वृक्षकान् यथा न नाशयेयुः तथा संरक्षणव्यवस्था अपि कृता तेन वृक्षकाः क्रमेण वर्धमानाः वर्तन्ते कानिचन वृक्षाणि सन्ति तत्र वदामः दाडिमं दाडिमवृक्षः अस्माकं गृहस्य पुरतः एव स्ता स्थापितः उप्तः वृक्षः वर्धितः फलानि आगतानि किन्तु पक्वानां पोर् पक्वानां भावनात् पूर्वमेव जनाः तान् त्रोटयित्वा गच्छन्ति एवम् स्वयं मानवाः एव वृक्षाणां संवर्धने कण्टकरूपेण कण्टकाः जायन्ते अतः पर्यावरणस्य रक्षणे पर्यावरणस्य संवर्धने अपि मानवानां योगदानम् अर्थात् मानवाः स्वयम् वृक्षाणां संरक्षणं स्वयं स्वीकृत्य कर्तव्यमस्ति फलानि प फलप्राप्त्यर्थमेव इति नास्ति वायोः स्वच्छताकरणार्थम् काले काले वृष्टीनां वृष्टिपातनिमित्तं वृक्षकाणाम् आवश्यकता वर्तते इति प्रत्येकेन मानवेन ज्ञातव्यम् अस्ति अतः वृक्षो रक्षति रक्षितः इति भावना अस्मासु सर्वेषु भवेत् इति अहं सर्वदा भावयामि धन्यवादः धन्यवादः